मम शास्त्रं भवति व्याकरणशास्त्रं मम शास्त्रं ज्ञातुम् अधितव्यग्रन्थः भवन्ति लघुसिद्धान्तकौमुदी एवं लघु लघु पुस्तकानि बहवः सन्ति समासपुस्तकं सन्दिपुस्तकं कारकपुस्तकं प्रत्ययाः ये प्रत्ययः भवन्ति प्रत्ययपुस्तकमपि भवति एवं सम्पूर्णं ज्ञानम् अध्ययनं करणार्थं वैयाकरणसिद्धान्तकौमुदी सप्तभागाः सन्ति ते विषयाः अपि पठनियं भवति एते विषया सर्वं व्याकरणं व्याकरणशास्त्र मध्ये आगच्छन्ति